मम प्रदेशे संवर्धमानाः पदार्थाः सन्ति तण्डुलाः पुनः कार्पासः तण्डुलाः अत्र एषु प्रदेशेषु बहुत्र सन्ति अत्र तेषां वपनं भवति आर्थिकव्यवस्थां सुदृढं कर्तुं सुदृढीकर्तुं तेषां महान् उपयोगः भवति तण्डुलस्य प्रयोगं प्रायः सर्वत्र भवति अतः इतः बहिर्गमनं पुनः तेन व्याजेन धनस्य अत्र आगमनं च भवति अन्यच्च कार्पासबीजस्यापि वपनं भवति कार्पासस्तु मुख्यं वर्तते वस्त्रनिर्माणाय अतः कार्पासस्य यदि विक्रयणं भवति तर्हि वस्त्रनिर्माणसंस्थाः तस्य क्रयणं कुर्वन्ति तेन आर्थिकव्यवस्था सम्यक् भवति एवम् एव एषु प्रदेशेषु गोधूमस्य अपि वपनं भवति गोधूमस्य पिष्टं यदा निर्मितं भवति तेन रोटिकाः भवन्ति रोटिकाः अत्रत्याः मुख्यं खाद्यमपि वक्तुं शक्यते मध्यभारते प्रायः रोटिका ओदनं च खादन्ति अतः गोधूमस्य पुनः तण्डुलस्य आदानप्रदानेन आर्थिकव्यवस्थां पाकव्यवस्थां च वयं सम्यक् सुदृढं च कर्तुं शक्नुमः आर्थिकव्यवस्थायाः वर्धने अनयोः महत् सहायं भवति